मम इष्टतमं पुस्तकं वर्तते श्रीमद्भगवद्गीता तथा च कालिदासविरचितम् अभिज्ञानशाकुन्तलं श्रीमद्भगवद्गीतां बहुवारम् अधीतवान् इदानीमपि नव पाठः क्रियते तथा च अभिज्ञानशाकुन्तलमपि बहुवारम् अधीतवान् यदा पाठ्यक्रमे आसीत् पाठ्य न पाठ्यक्रमात् क्तमपि यदा समयः मिलति चेत् नाम पठामि कालिदासेन नाम अभिज्ञानशाकुन्तलं यत् विरचितं तत्

सन्देशः अस्ति अस्माकं छात्राणाम् अस्माकं या जीवनशैली वर्तते परम्परा वर्तते तस्याः नाम ये अत्र जनाः सन्ति तेषां कृते सर्वेषां कृते तत्र जीवनशैली वर्तते नाम नाट्येन इदमपि एकं शिक्षणं भवति शिक्षणं भवति यत् नाट्येन किं ज्ञातुं शक्यते तथैव तत्र परम्पराः तथा च कलाकौशलादिकं कथं यदा शकुन्तला किं तत्र गच्छति नाम पितुः सकाशं गच्छति तदा कण्वः उपदिशति शकुन्तलां इदानीमपि ते उपदेशाः नाम उपयोगकराः सन्ति अस्माकं कृते अतः एव मह्यं शाकुन्तलं बहु रोचते तथा च श्रीमद्भगवद्गीतायामपि बहु उपदेशाः सन्ति सर्वे जानन्ति श्रीमद्भगवद्गीता कथम् उपयोगिनी वर्तते अतः एव श्रीमद्भगवद्गीतामपि पठामि